मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणि शैक्षणिकं मौल्यं बहवः कारणं केचन पाषाणखण्डाः वा शिलाखण्डाः सन्ति भारतीयपुरातत्वस्य चिह्नम् अस्ति तस्मात् शिलाखण्डात् वयं तत्कालीनराजानां विभिन्नकार्याणि ज्ञातुं शक्नुमः यदा नृपः ब्राह्मणाय किमपि दातु दानं कुर्वन्ति स्म वा भूमेः यद्दानं कुर्वन्ति स्म तत् शिलाखण्डे अभिलेखयन्ति स्म अथवा राज्ञः विजयगाथा राज्ञः राजत्वकालः तद् अतिरिक्तं विविधाः महत्त्वपूर्णाः सूचनाः ज्ञायन्ते अयं पाषाणखण्डः मम कृते अतीवबहुमूल्यम् अस्ति